प्रायः भारते इतिहासः किञ्चित् व्यत्यस्थः इति भावयामि समीचीन इतिहासः पाठ्यक्रमे प्रायः न भवति अध्ययने अतः स्वयम् अध्येतव्यं भवति सम्यक् इतिहासम् अवगन्तव्यं चेत् वीरसावर्करमहोदयानाम् अथवा राणाप्रतापमहोदयानाम् एतेषां जीवनमौल्यम् अध्येतव्यं भवति पाठ्यक्रमे समीचीनं नास्ति इति अहं भावयामि तत्र आङ्ग्लियाः अपि बहवः मोघलजनाः इत्यादि आक्रमं कुर्वन्ति चेदपि अस्मत् भारतीयाः किञ्चिदपि तेषाम् आक्रमणेन कष्टम् अनुभवन्तः चेदपि पुनः प्रवर्धने आगतवन्तः एतदेव महत्कार्यम् इति मन्ये